नमस्ते वदतु सम्यक् अस्ति तत्र किञ्चित् परिष्करणं कर्तव्यम् आम् आम् भवतु भवत्याः तत्र विषयस्य नाम तत् सम्यक् सूचितम् तत्र मम कक्षायाः अवधिः सूचनीया परन्तु

तदन्तरं तस्य पाठ्यविषयस्य प्रामुख्यम् अपि लेखनीयम् तत्र निर्दिष्ठ अंशाः पाठे ये ये तेषां भवति तान् सर्वानपि तत्र निवेदयतु तस्य तत्र परिष्करणं कृत्वा पुनरेकवारं तत् ददातु अन्याः कोपि नास्ति चिन्ता नास्ति परन्तु अवधिपर्यन्तम् अपि कक्षायाः अवधिपर्यन्तम् अपि पाठः पाठाः एव न कर्तुं शक्यते मध्ये मध्ये प्रश्नोत्तराणि अपि भवेयुः छात्रान् उद्दिश्य प्रश्नान् पृच्छन्तु छात्रैः गमना आसक्तिः यथा

भवतु परीक्षायाः विषये उन्नताधिकारिण्यः तीर्मानमेव अन्तिमं भवति अहम् किञ्चिदपि न अधुना न वक्तुं शक्नोमि सूचनानन्तरं अहम् वदामि भवति भवतः भवत्याः कार्यं कुरु करोतु सम्यक्तया करोतु पठ पाठ्यविषये पाठ्यविषये पाठ्यस्य समाप्तिः सम्यक् भवति भवेत् छात्राणामपि उपयोगः

तत्र पाठक्रमः समाप्तिः अनन्तरं रिवीषन् अपि कर्तव्यम् छात्राणां कृते रिवीषन् अत्यन्तम् आवश्यकम् आ एकसप्ताहः इति नियमः नास्ति तदा तदा रिवीषन् कर्तव्यम् अस्ति इति भवति छात्राणां कृते परीक्षायाः सिद्ध्यर्थाय कृते ते यदा यदा आगच्छन्ति तदा ते सन्देहग्रस्ताः भवन्ति खिल तदा तेषां सन्देहनिवारणार्थं प्रयत्नः करणीयः आम् भवतु धन्यवाद नमस्ते